संस्कृतस्य कथासाहित्यं तथा बृहद्भवति तत्र बृहत्कथा पञ्चतन्त्रम् इत्यादयः प्रसिद्धाः ग्रन्थाः वर्तन्ते बृहत्कथा तु गुणाढ्यस्य अतीव प्रसिद्धः ग्रन्थः तथा पञ्चतन्त्रम् अत्र विविधाः कथाः कथाः भवन्ति एतासां कथानां पठनम् अस्माभिः किमर्थं करणीयं नाम तत्र सर्वत्र सर्वास्वपि कथासु धार्मिकाः अंशाः विद्यन्ते नीतयः भवन्ति नाम इदानीं ये छात्राः पठन्ति तेषां सर्वेषाम् नीतिबोधः धार्मिकः बोधः अवश्यं हि स्यात् एवं कथाद्वारा धार्मिकान् अंशान् एव वयं पठामः तदर्थं पञ्चतन्त्रादयः प्रसिद्धाः ग्रन्थाः अत्र बहवः ग्रन्थाः संस्कृतसाहित्ये भवन्ति इदानीं पञ्चतन्त्रम् इति स्वीकुर्मः अत्र पञ्चखण्डाः भवन्ति प्रत्येकस्यापि खण्डस्य तन्त्रम् तन्त्र नाम्ना तथा व्यवहारः भवति आहत्य पञ्चखण्डाः भवन्ति प्रत्येकस्य खण्डस्य तन्त्र इति नाम एवं पञ्चतन्त्रम् पञ्चानां तन्त्राणां समाहारः इत्यस्मिन् अर्थे पञ्चतन्त्रम् इति ग्रन्थस्य नाम भवति अत्र यथापूर्वं सूचिताः विषयाः कथाः भवन्ति तत्र किं सामान्यकथासु सर्वत्र किं पशवः अथवा पक्षिणः एव कथापात्राणि भवन्ति तेषां सम्भाषणम् तथा प्रचलति कथा तथा एव प्रचलति मनुष्याः अपि भवितुम् अर्हन्ति पूर्वं पुनः वदामि पशुपक्षिणः अत्र कथापात्ररूपेण भागं गृह्णन्ति तेषां कथापात्ररूपेण तेषां दर्शनं वयं कर्तुं शक्नुमः एवं तेषां सम्भाषणं तत्र धार्मिकः बोधः धार्मिकः अंशः कः इति अस्माकं सर्वेषां तत्रैव श्रद्धा भवतु इदानीम् किं नीतयः याः भवन्ति अथवा धार्मिकः अंशः यः भवति तस्य धार्मिकांशस्य पुनः किं वयं तत्र किं बोधयामः तान् अंशान् वयं छात्रान् बोधयामः अनन्तरं तेषां धार्मिकांशानां जीवने कथं परिपालनम् तावत् अस्माकं कार्यमस्ति केश केवलं धार्मिक अंशानां पठनेन अस्माकम् किं किं कार्यं समाप्तं न भवति तेषां धार्मिकांशानां जीवने परिपालनं कुत्र कुत्र कथं जीवने वयं कथं वयं परिपालयितुं शक्नुमः इत्यत्रापि अस्माभिः चिन्ता अवश्यं हि करणीया भवति इदानीम् एकम् उदाहरणं वदामि विद्या ददाति विनयं वस्तुतः एषः श्लोकः तु कदाचित् अत्रस्थः न भवेत् अनभ्यासे विषं विद्या इदानीं तेषां श्लोकानां पठनेनैव अर्थावगतिः भवति अत्र भाषा अपि अतीवसरला भवति प्रायः सर्वासां कथानां समाप्तौ श्लोकः वा अस्माभिः दृश्यते तत्र कथासारः तु प्रदत्तः भवति अवश्यं हि तेषामपि श्लोकानां पठनं करणीयम् अर्थावगतिः तत्र स्पष्टा भवतु अस्माकं सर्वेषाम् अनन्तरं पुनः स्मारयामि किं कथासु प्रदत्ताः धार्मिकाः अंशाः जीवने अस्माभिः सर्वैरपि परिपालनीयाः भवन्ति इति विवक्षामि तावत् उक्त्वा विरमामि